मम ग्रामस्य समीपे लकुण्डी इति कश्चन ग्रामः वर्तते तत्र अहं बहुधा मासे द्विवारं वा एवं गच्छन्ती भवामि तथापि यदा ग्रहं प्रति बान्धवाः अथवा मित्राणि आगच्छन्ति तदा तु अवश्यम् एतद् ग्रामं जिगमिष्यामि एव किमर्थम् इत्युक्ते तत्र बह्व्यः बहवः कूपाः सन्ति तत्र विद्यमानाना विद्यमानानां कूपानां वैशिष्ट्यं किम् इत्युक्ते एकस्य कूपस्य जलं जलस्य रुचिः अथवा यथा अस्ति तथा अन्यकूपस्य जलं तथा न वर्तते अपि च तत्र विद्यमानदेवालयानाम् शैली इत्युक्ते शिल्पकला तत्र बहुसमीचीना वर्तते सर्वाः सर्वाः अपि न एकशिलाकृतयः तत्र वयं कश्चन भागम् एवम् ततः निष्कास्य पुनः योजयितुं शक्नुमः तादृशं वैशिष्ट्यं तत्र विद्यमानानां देवालयानाम् अस्ति एवमेव तत्र तत्रत्य परिसरः वातावरणं सर्वत्र वयं गावः द्रष्टुं शक्नुमः शान्तं वातावरणम् अपि च तत्पार्श्वे एव तडागः अस्ति तदपि मनोहरं वर्तते अतः अहं बहु मास् सप्ताहे अथवा मासे एकवारं गच्छामि एव तत्र